मम जीवने विद्या अतीवमौल्ययुता वर्तते विद्यां विना जीवनम् अपूर्णं वर्तते विद्यया म् जीवने शीलं वर्धते विद्यया मनुष्याः सक्षमाः भवन्ति धनार्जनेऽपि विद्यायाः एव अतीवमहत्त्वं वर्तते यथा अधिशास्त्रमपि उक्तं विद्या ददाति विनयं विनयाद्याति पात्रतां पात्रात्वात् धनमाप्नोति धनात् धर्मम् तत सुखं इति किं किं न साधयति कल्पलतेव विद्या इति च अतः सर्वसाधिन्यां विद्यायां मम महान् आदरः तस्मात् विद्यैव मम जीवने अतीवमौल्ययुता वर्तते